आ वदन्तु हो अस्तु अस्तु हा हा जातं जातं ह वदन्तु

चिन्ता नास्ति वदतु हा चिन्ता नास्ति महोदय एवं च यत् अस्माकं यः निर्देशः आगतः एवं च यत् कार्यम् इत्युक्ते यं एवं करणीयम् इति किमर्थमित्युक्ते अद्यतनीय जगति एवं कलाविषयेषु अथवा कलासु बालकाः निपुणाः भवेयुः किमर्थमित्युक्ते सर्वेषां एवं भवति यत् अस्माकं बालकः बालिका वा पठेत् अथवा अधिकारी वा सः कुत्रापि कार्यं कुर्यात् इति किन्तु कलायामपि कार्यं कर्तुं शक्यते तत्र अपि जीवनं लब्धुं शक्यते इति निर्णयः अस्माबिः स्विकृतः स्विकृतः अतः सर्वेषां पोषकाणां पालकानां मनसि एतदेव आगच्छेत् यत् कला अपि अस्माकं किं का जीवनस्य कारणीभूता भवितुमर्हति इति अतः सः तु बहु सम्यक्तया करोत्येव

किन्तु गृहेपि तत् किञ्जिद्वातावरणं भवति चेत् त तत्र अत्र सुलभाय भवतीति मम अभिप्रायः तावदेव ह तत्तु अस्त्येव किन्तु किं जायते इत्युक्ये यदा अन्ये वदन्ति तदा तत्स्वीकरणयोग्यं मनः नास्तीति भावयामि किमर्थमित्युक्ते यदा अन्येषां पुरतः अन्यासां पुरतः किमपि वदामः तद् तत् स्वीकर्तुं सः नाल न नाङ्गीकरोति इत्युक्ते सर्वेषां पुरतः मम दोषं ये वदन्ति अतः तत्स्वीकरणयोग्यम् अतः एकस्य कलाविदस्य कृते किमपि दोषं वदन्ति चेत् तत्स्वीकरणं तत्प्रथमः भव् प्रथमः

एवञ्च वदन्तु वदन्तु वदन्तु इदानीम् अस्माभिः किं निर्णीतम् इत्युक्ते मण्डलेन किं निर्णीतमित्युक्ते येषां सप्तवर्षाणि यावत् पाठः भवति तावत् करियं तावत् पर्यन्तं तत् परीक्षामौल्याङ्कनपत्रं किमपि न देयमिति अतः यदि व् अस्माभिः दीयते चेत् तेषां किमपि तत्र उत्साहः तस्य उत्साहः न भवेत् निरुत्साहः भवेत् अतः अतः कथमस्तीति वक्तुं शक्यते रिपोर्ट् कार्ड् दातुं तु तत्र अवसरः नास्ति किन्तु वदामः एवमेवमस्ति अग्रे किमपि परीक्षार्थं कथं सिद्धता करणीया इति वक्तुं शक्यते न तद् अहं भाषयन् अस्मि तत् व्यवस्थां कुर्मः सर्टिफ़िकेट् व्यवस्थां कुर्मः एवञ्च म् मानित सर्कारं सर्वकारीयमानितसर्टिफ़िकेट् प्रमाणपत्रमेव कुर्मः इति वयं चिन्तयामः यतः तदागच्छति वयं वदामः